इदानीं ग्रामपञ्चायत् ये भवन्ति तेषां कृते सर्वकारपक्षतः धनं न्यूनम् आगच्छति किमर्थम् इति चेत् फ़्री बीस् कृते एव सर्वकाराः धनव्ययं कुर्वन्तः दृश्यन्ते अतः ग्रामपञ्चायत् कृते अनुदानं नास्त्येव अनुदानं विना ग्रामपञ्चायत् कथं वा कार्यं कर्तुं शक्नोति ग्रामस्य कृते किम् अतीव आवश्यकम् इति तत्तत् ग्रामे ये निवसन्ति ते एव सम्यक् जानन्ति इत्यतः अपि च विकेन्द्रीकृतराज्यनिर्वहणाव्यवस्था भवतु इत्याशयेन यत् ग्रामपञ्चायत् व्यवस्था निर्मिता सा एव नष्टप्रायः इति दृश्यते इदानीं गृहकरसङ्ग्रहकार्ये एव एते ग्रामपञ्चायत् कर्मकराः निरताः दृश्यन्ते ग्रामपञ्चायत् जनाः पूर्वं तु प्रतिगृहं पेयजलव्यवस्थाकरणे एव बहु कष्टम् अनुभवन्तः आसन् इदानीं केन्द्रसर्वकारेण घर् घर् गङ्गा इति प्रतिगृहं पेयजलव्यवस्था चलति तस्मिन् कार्ये ग्रामपञ्चायत् जनाः इदानीं संलग्नाः दृश्यन्ते किमर्थम् इति चेत् ग्रामेषु गृहाणि दूरे दूरे भवन्ति विरलाः अपि भवन्ति इत्यतः नगरे यथा व्यवस्था भवति तावत् सुलभं एतत् ग्रामे न भवति इत्यतः ग्रामपञ्चायत् अधिकारिणः कार्यसहायकाः कर्मकराः च कार्येस्मिन् संलग्नाः सन्ति वित्ताभावेन बहवः कार्याः स्थगिताः सन्ति इत्यतः इदानीं ग्रामपञ्चायत् जनानां कृते कार्यं न्यूनम् अस्ति इदानीं एन् ओ सि प्रदानम् अपि एतेषां ग्रामपञ्चायत् अधिकारिणः कार्यम् अस्ति पी डी ओ इति पञ्चायत् डेवलप्मेण्ट् आफ़ीसर् यः भवति सः यदि दक्षः भवति तदा कार्यं किञ्चित् प्रगतिपथे भवति अन्यथा कष्टमेव ग्रामपञ्चायत् अध्यक्षः यदि किञ्चित् शिक्षितः भवति जनानुरागी भवति भ्रष्टः न भवति तदा ग्रामस्य अभिवृद्धिः किञ्चित् भवितुं शक्नोति इति मे मतिः